मया एकं जीन्स्वस्त्रं स्वीकृतमासीत् जीन्स् नाम यदा शैत्यकाले धरतुं समीचीनं वस्त्रं भवति तच्च फ़्लिप्कार्ट् इति कम्पनीद्वारा मया आर्डर् कृतमासीत् ततः मासानन्तरं सप्ताहानन्तरं तच्च जीन्स् वस्त्रम् आगतम् ध द्रष्टुं च सम्यक् वर्तते समीचीनं क्वालिटि वर्तते समीचीनं ब्राण्डेड् वस्त्रं वर्तते चेदपि न्यूनधनेनेव तच्च प्राप्तं वर्तते अहम् इदं वस्त्रं सर्वेभ्यः अपि स्वीकर्तुम् अहम् वक्तुं शक्नोमि तादृशं समीचीनं वस्त्रं वर्तते सर्वत्रापि उपयोगाय भवति इदं वस्त्रम्